हरि ओम् वैद्या अहं शिवात्मिका किं वदामि वैद्ये बहु क्लिष्टमस्ति पूर्वं पूर्वं सर्वं सम्यक् एव आसम् किन्तु मनः क्लेशः बहुजायमानः अस्ति तेन शरीरे अपि महान् व्यत्यासः दृश्यमानः अस्ति बहुवा बहुधा ज्वरः आगच्छति किमपि भोक्तुम् एव इच्छा न भवन्ती अस्ति एवम् अहं मम जीवने किमपि परिवर्तनं जायमानम् इति भाति पूर्वं यथा आसीत् तथा किमपि नास्ति अधुना पश्यन्तु अहं पूर्वं सम्यकेव सर्वैः सह सम्भाष्ये किन्तु अधुना यद्यहं सम्भाष्ये सर्वाः मां तर्जयन्ति सर्वे मां किमपि वदन्ति इति भाति पठनसमयेपि मनः सम्यक् न मनसः अवधानं न भवति तत्र सर्वं श्रूयमाणं किन्तु किमर्थं नावगम्यमानं न ज्ञायते यदा मया विश्रामः स्वीकर्तव्यः इति चिन्त्यते तदा एव किञ्चित् कार्यम् आगच्छति तथापि मया सम्यक् क्रियते चेदपि तर्जनं तु प्राप्यते एव अतः बहु क्लेशः जायमानः अस्ति सर्वे मां मया सह एव एवं किमर्थं कुर्वन्तीति न ज्ञायते निद्रापि किञ्चिदपि नागच्छति मया बहु प्रयत्नः कृतः किन्तु निद्रा नैव आगच्छति बहु कष्टम् अस्ति किन्तु विस्मर्तुं न शक्यते वैद्ये आम् आम्

आम् धन्यवादाः